आं हरिः ओम् नमस्कारः अहं पर्णल् तः बर्माणं प्रयाणं कृतवान् मम स्यूतः नष्टः आं मम स्यूते मम मुख्यवस्तूनि अस्ति स्यूते प्रसादः मम सर्टिफ़िकेट् सन्ति आं मम मम टेन् मेमोस् एव मम दश् दशमकक्षा मेमो सन्ति इण्ट इण्ट्र्व्यु सर्टिफ़िकेट्स् अपि सन्ति अन्यत् मम वस्त्राणि सन्ति मम वस्त्राणि इत्यादि गो आं मम एकं कण्ठाभरणम् अस्ति कङ्कणम् अस्ति मुख्यतः मम सर्टिफ़िकेट्स् एव कृपया मम स्यूतं लभ्यते अहम् अश्रद्धः न आं महोदय किन्तु ते बहु कोलाहलं जातं कोलाहाले लोकयाने लोकयाने स्थित्वा ते एकं द्वे जनाः कोलाहलं कृत्वा मम स्यूतं गृहीत्वा गतवन्तः ते त्रे त्रयः आं महोदय अस्तु महोदय धन्यवादाः अहम् आगच्छामि का क्षेत्रे अहं ले लिखामि रिपोर्ट् आं महोदय आं महोदय अस्तु महोदय दर्मार् मध्ये अस्मि आं महोदय अस्तु महोदय धन्यवादाः धन्यवादः महोदय